मानसोल्लासार्थं मम प्रदेशे उद्यानं वनम् अस्ति प्रतिदिनं प्रातः सायङ्काले तत्र गत्वा उद्यानवनस्य अन्तः परिभ्रमणं करोमि क्रीडावस्तूनि अपि सन्ति तेषाम् अपि उपयोगं करोमि चलनचित्रमन्दिरम् अपि मम गृहात् किञ्चित् दूरम् अस्ति चलच्चित्रमन्दिरं शुल्कः सहितः अस्ति उद्यानं निःशुल्कप्रवेशः अस्ति